अहं कदाचित् मम ग्रामं त्यक्त्वा महाराष्ट्राप्रदेशे गतवान् आसं तत्र कोल्लापुरु महालक्ष्मी इति प्रायः श्रुतं स्यात् तत्र यदा अहं गतवान् तत्र देव्याः दर्शनम् इत्यादिकं तु सम्यक् जातं रात्रिः जाता तत्र तदानीं वासार्थं स्थानमन्विष्यन् आसम् वासार्थं स्थानमेव नासीत् तत्र महत् कष्टम् अनुभूतम् अस्माभिः पुनश्च वासार्थं बहु ग्रामान्तरं तत्रैव अटितम् अटनान्ते क्वचित् अस्माकं कृते वासव्यवस्था जाता कथञ्चित् सुप्त्वा प्रातः उत्थानं जातं सा समस्या मया तत्र अनुभूता अनुभूता पुनश्च कदाचिदहं ममा मित्रस्य मित्रस्य गृहं गतवान् आसं सः तु मम सम्यक्तया केर् न कृतवान् अहं क्रुद्धः जातः यदा सः मम गृहं प्रति आगतवान् आसीत् तदा तु अहं सम्यक्तया तस्य परिपालनं कृतवान् आसम् यदा अहं तस्य गृहं गतवान् तदा सः मम यथा मम औचित्यं स्यात् तथा न कृतवान् मम मनसि कश्चन क्लेशः आसीत् तत्र अतः कृत्वा तस्मिन् दिने एव तस्य गृहं परित्यज्य अहमागतवान् मम कोपः अपि जातः कुतश्चित् दुःखमपि जातं पुनश्च यदा अहं प्रत्यागतवान् मम गृहं तदा पुनः तस्मै सर्वं क्षम्यताम् इत्युक्त्वा समापितं विषयं तत्र बहु क्लेशाय अभवत् पुनश्च अहं कदाचित् अत्र अस्माकं बेङ्ग्ळूरुनगरे तु बहु ट्राफ़िक् इति यद् वदन्ति आङ्ग्लभाषायां बहु ट्राफ़िक् भवति अत्र

तत्र यानमेव नागतं किमहं चिन्तितवान् तावत् तावत् सम्यक्तया यानानि आगच्छन्ति परन्तु मम कृते यानमेव नागतं तदा किञ्चित् क्लेशः जातः इति